कृषिकार्यं न करोति चेद् अस्माकं जीवने बहु क्लेशः भवति अस्माकं शरीरे यदा अन्नस्य प्रवर्तिं भवति अन्नेन भवति अन्नं कृषिकार्येनैव भवति अधुना अस्माकम् प्रदेशे नाम भारते आभारते व्यवसायः कृषिः इत्यादि विषये विषयस्य नाम व्यवसायः न्यूनमेव भवति यदा स्वयं पूर्वजाः स्वयं तद् कृषिकार्यं कृत्वा एव तेषां जीवनं यापयन्ति स्म तस्मिन् काले तत्र य अधुना यदा वयं मार्केट्मध्ये स्वीकुर्मः तत्सर्वम् नेचुरल् नाम प्रकृतिदत्तं नास्ति तत्र किमपि अन्यतमं तद् नाशं न सम्भवति मत्वा किमपि तत्र पोय्सन् इत्यादिकं संस्थाप्यैव आगच्छति तद् वयं करणीयं स्वयमेव कृत्वा प्रकृतिः अस्माकं जीवनं प्रकृतेः सह एव भवति प्रकृतौ विद्यमानान् विषयान् नाम पदार्थान् स्वीकृत्येव वयं जीवयामः तदेव करणीयं तदेव स शरीरस्यापि शरीरस्य कृते अपि तदेव समीचीनं भवति शरीरमा शरीरमाध्यं खलु धर्मसाधनमिति भवति खलु तत्र शरीरस्य किं शरीरस्य परि परिचरणं करणीयं तत् सम्यक् रीत्या एव करणीयं तस्मात् कृषिकार्यं करणीयं कृषिकार्यं कृत्वा तत्र तत्र किमर्थं कृषिकार्ये एवं कृषिकार्यं करोमि चेत् मम एवं भवति अहम् एवं एजुकेटेड् अस्मि तत्र विद्यासम्पन्नः अस्मि एवं किमर्थं तद् तदा चिन्ता न भवेदेव एवम् अस्माकं जीव ज् प्राणस्य यदा स्थायीभावः अभवत् तद् भोजनं य बो यद् बो भोजनव्यवस्थायामेव भवति खलु सम्यक् भोजनम् भुक्त्वा एव शरीरस्य प्राणस्य ह पुष्टिः भवति तदेव करणीयं तस्मात् कृषिः आवश्यकमेव